अहं भवतां फ़्लिप्कार्ट् बहु सम्यक् अस्ति इति कृत्वा काचचषकम् ग्लास् एकम् आर्डर् कृतवान् आसम् परन्तु अहं यदा तत् प्राप्तवान् तावती काले पेक् अपि सम्यक् नासीत् तद् भग्नमपि अभूत् अतः एतत् केन्सल् कुर्वन्तु मत्कृते एतद् नापेक्षितम्